हरिः ओम् आं नमस्ते आम् अहं कुशली वा भवती कुशलं वा आम् अस्तु वृष्टिः कथमस्ति

एवं वा विद्युदपि अस्ति आं भवत्याः सिलेबस् समाप्तं वा मम सिलेबस् न समाप्तमहं किं करोमि इदानीं कक्षा अपि नास्ति अहं किं करोमि इति किमपि ऐडिया नास्ति भवत्याः भवत्याः सब्जेक्ट्स् संस्कृतमस्ति खलु मम आम् आङ्ग्लम् इति भवती जानाति खलु बहु ग्रामर् छात्राणां कृते अहं बहु ग्रामर् पाठयितुम् इच्छा अस्ति किन्तु वृष्टिः इति कारणेन अहं किं पाठनीयं सिलेबस् अपि न समाप्तं ग्रामर् कक्षा अपि न समाप्ता अहं किं करोमि इति किमपि ऐडिया नास्ति अहं किं करोमि अत्र पश्यतु भोः

आम् एवं वा चा सर्वेषां कृते दूरवाणी अस्ति वा नास्ति अहं तत्समये अहं किं करोमि सर्वेषां कृते ग्रामकक्षा अपि सिलेबस् कक्षा द्वयोः अपि आवश्यकम् आम् अस्तु किन्तु मम कार्यं बहु कष्टम् अस्ति ब भगिनी भगिनी जानाति खलु अहम् ए एतत् वर्षयोः अन्ते आगमिष्यति अत्र विश्वविद्यालयमध्ये तद् कारणेन मम सिलेबस् अहं न जानामि अहम् अत्र केरलीय म मलयाळं ब भगिन्याः मलयाळं भाषा मातृभाषा अपि अहं न जानामि तद् कारणेन छात्राः अपि किमपि न अवगताः अवगताः मम कक्षा ग स्वीकरणार्थं ते बहु कष्टम् अनुभवन्ति तद् स्मृत्वा अपि मम हृदयं बहु कष्टेन आम् अस्तु भवती एकं कार्यं करोतु मम कृते छात्राणां दूरवाणीसङ्ख्या किमपि नास्ति म भगिन्याः कृते अस्ति चेद् मम कृते तद् आं मम दूरवाणीसङ्ख्यामध्ये भवती प्रेषयतु अहं अहं तद् दृष्ट्वा सर्वेषां कृते आन्लैन् कक्षां स्वीकरोमि भीतिः नास्ति किन्तु अहं भगिन्यायाः मातृभाषा अहं न जानामि खलु तत् कारणेन किञ्चित् भीतिः अस्ति छात्रान् सर्वम् अवगतं वा न वा तत् किमपि अहं न जानामि ते मलयाळे वत वदति चेद् अहं किमपि नावगतम् आं भगिनी एकं कार्यं करोतु अथवा ए अष्ट अष्ट अष्टमीकक्षायां छात्रायाः गणं मध्ये भवति मम दूरवाणीसङ्ख्याम् एड् करोतु तदेव उत्तमम् अन्यद् अहं सर्वेषां नम्बर् सर्वं सेव् कृत्वा अनन्तरम् एकं गणम् आरभ्य तद् बहु कष्टं भवति भगिनी तत्र वृष्टिः इदानीमपि वृष्टिः अस्ति वा अत्र नास्ति भगिनी अत्र विद्युत् नास्ति इदानीं दिनद्वयम् अस्ति अत्र विद्युदेव नास्ति केवलम् अत्र मम अहम् इदानीम् एकं टीचर्स् कोट्टेस्मध्ये तिष्ट इति भगिनी जानाति वा आ हा टीचर्स् क्वार्टर्स्मध्ये अपि विद्युत् नास्ति इदानीम् अहं भवद् कष्टमनुभवामि अहं न जानामि किं करोमि इति अहं च न जानामि नास्ति भगिन्याः भोजनं सर्वं समाप्तं वा आम् अस्तु गृहे सर्वे आम् मम भोजनं सर्वं समाप्तम् हा सर्वेषां कृते मम

यः क् गृहे सर्वेषां आम् अस्तु अस्तु